नमस्ते महोदय भवान् इ इदानीं कुत्र अस्ति अहं तु इदानीं तम्बानूर् रेल्वे नि स्थानस्य पुरतः अस्मि माया तु उल्लूर् बालसुब्रह्मण्यस्वामीक्षेत्रस्य पुरतः गन्तव्यं भवान् कुत्र अस्ति महोदय अस्तु अस्तु ततः पुरतः आगच्छतु वामतः भ्रमणं करोति चेत् अहं तत्रैव अस्मि शीघ्रम् आगच्छतु महोदय अस्तु अस्तु तत्र मन्दिरस्य यत् वापि अस्ति तस्य पुरतः एव पुरतः स्थगयति चेत् मां दृ मम गृहं तत्रैव शीघ्रम् आगच्छतु महोदय अस्तु धन्यवादः